साहित्यं सहितस्य भावः इति साहित्यं वा इतं भावं सहितं साहित्यम् इति परिभाषां वयं जानीमः लोके बह्व्यः भाषाः प्रचलिताः यथा हिन्दी आङ्गल् फ़ार्सि इत्यादयः तथा भिन्नभिन्नभाषासु भिन्नभिन्नसाहित्यं सन्ति साहित्ये मुख्यरूपेण तत्कालविशेषः समाजस्य दर्पणः एव एतासु सर्वासु भाषासु प्राचीनतमा भाषा अस्ति संस्कृतभाषा सा देवभाषा सर्वासां भाषाणां जननी अपि उच्यते अतः स्पष्टमस्ति संस्कृतभाषायाः साहित्यं विपुलम् अस्ति यथा चत्वारः वेदाः उपनिषदः पुराणानि ग्रन्थाः महाभारतम् आदिकाव्यरामायणम् इत्यादयः इति अपारं साहित्यं सम्पत्तिकारणात् वयं वक्तुं शक्यते यत् साहित्यमीमांसायाः संस्कृतस्य महत्तरं योगदानम् अस्ति